शेर्लाक् होम्स् आख्यं पुस्तकमेकं मम इष्टतमं तच्च एकस्य अन्वेषकस्य कथा अत्र सः अन्वेषकः तर्केण ऊहाङ्कृत्वा वृत्तानां घटनानां विषये ज्ञातुं यतते यतते एतेन मह्यं तर्कस्य मुख्यत्वम् अधीतम् तर्केण केवलं तर्केण अपि च प्रत्यक्षात् यत् किञ्च यत् किमपि दृश्यते तत् तस्य अनुमानं कृत्वा अधिकं ज्ञातुं शक्नुमः इति अधीतम् एतेन